हा हरि ओम् सार् कथयन्तु मोबैल् सर्विस्तः वयं भाषणं कुर्वन्तः स्मः भवतां कृते कीदृशं मोबैल् अपेक्षते आम् सत्यं महोदय ओ एवं वा सर् भवतां कृते आपल् फोन् अपेक्षते इत्युक्ते बहु मूल्यम् भवति किन्तु आपल् अपेक्षया तत्र तस्मिन् विद्यमान फीचर्स् एव अधुना विवो मध्ये ओप्पो मध्येपि लभ्यन्ते न्यूनेन धनेन एव तर्हि भवन्तः एतत् पश्यन्ति चेत् बहु उत्साहेन स्वीकुर्वन्ति महोदय किञ्चित् एकवारं श्रावयामि वा आ तर्हि तत्र स्क्रीन् यदस्ति रेसोल्यूशन् यदस्ति तत्तु पिक्सल्स् अपि सम्पूर्णतया अत्रापि यथा आपल् मोबैल् मध्ये भवन्ति तथैव तादृशं फीछर्स् एव अत्र वयम् अत्र नाम ओप्पो मध्ये अपि विवो मध्ये अपि वयं योजितवन्तः पुनः अत्र डेटा अपि कथं भवति इत्युक्ते इण्टेर्नल् स्टोरेज् एक्स्टेर्नल् स्टोरेज् तर्हि इण्टेर्नल् स्टोरेज् वयं भवन्तः पश्यन्ति चेत् ट्वेण्टि फोर् यथा आपल् मध्येपि फिप्टि जिबि इति इण्टेर्नल् स्टोरेज् एक्स्टर्नल् टुफिफ्टि इति कथयन्ति तत्र तथैव अस्माकं नाम ओप्पो आर् विवो ओप्पो पुनः विवो मध्ये अस्ति तथैव इण्टेर्नल् स्टोरेज् अपि फिफ्टिअस्ति एक्स्टेर्नल् स्टोरेज् अपि टुफिफ्टि जिबि अस्ति तर्हि भवन्तः पश्यन्ति चेत् आपल् स्वीकुर्वन्ति चेत् ऐय्टि थौसेण्ड् भवन्ति किन्तु एतत्तु केवलं थर्टि थौसेण्ड् मध्ये एव भवतां कृते लक्ष्यते पुनः अद्य दीपावली आफर् अपि प्रचलति इतोपि भवन्तः भवतां पार्श्वे क्रेडिट् कार्ड्स् भवन्ति चेत् इतोपि वयं टेन् पर्सेण्ट् डिस्कौण्ड् अपि वयं दद्मः यदि भवन्तः प्रोमो कोड्स् भवन्ति चेदपि इतोपि डिस्कौण्ट् ट्वेण्टि थौसेण्ड् मध्ये एव भवन्तः आपल् सदृशं मोबैल् आनयन्ति तर्हि कृपया विचिन्तयन्तु एकवारम् आ कथयन्तु सत्यम् आम् भवन्तः यदि भवन्तः यदि भवन्तः किं तिरुमलायां भूत्वापि फोटो स्वीकुर्वन्ति चेत् भवन्तः इतः अपि द्रष्टुं शक्नुवन्ति भवतां हस्ते किमस्ति इति तादृशं ब्याक् क्यामेरा फ्रण्ट् क्यामेरा तु फ्रण्ट् क्यामेरा तु द्रष्टुं भवन्तः एव आश्चर्यचकिताः भवन्ति यदा भवन्तः सेल्फि स्वीकुर्वन्ति अथवा भवन्तः नाम भवतां निजं रूपम् अस्ति इति भवन्तः एव चिन्तयन्ति तादृशं क्लारिटि वयं दद्मः तर्हि एकवारं पश्यन्तु बेट्रि बेट्रि बेक् बेकप् वा भवन्तः यदि मोबैल् नेट् आफ् कुर्वन्ति चेत् न्यूनातिन्यूनं दिनत्रयम् आगच्छति यदि मोबैल् डेटा यूस् कुर्वन्ति चेत् दिनद्वयम् आगच्छति सत्यं भवन्तः एकवारम् आगत्य पश्यन्तु भवतां तर्हि इतोपि अहं कथयामि फीचर्स् कानि कानि सन्ति इति अड्रेस् वा आ आगच्छन्तु गोवा मध्ये अस्ति ओन् डेश् टु डेश् त्रि डेश् फार्टि फैव् तर्हि भवन्तः अत्र आगत्य श्रीनिवास काम्प्लेक्स् शर्मानगर् आगच्छन्ति चेत् भवतां कृते तत् लभ्यते अस्तु महोदय धन्यवादाः